भारते अलङ्कारशास्त्रस्य प्रायेण षट्प्रस्थानानि सन्ति यथा भरतस्य अस्ति रसप्रस्थानम् भाम भामहस्य अस्ति अलङ्कारप्रस्थानं वामनस्य अस्ति रीतिप्रस्थानम् आनन्दवर्धनस्य वर्तते ध्वनिप्रस्थानं कुन्तकस्य वर्तते वक्रोक्तिप्रस्थानं क्षेमेन्द्रस्य च वर्तते औचित्यप्रस्थानम् एतेषु प्रस्थानेषु मुख्यपुरुषः इति सामान्यतः वक्तुं न शक्यते यत् शक्यते यतोहि यः यं सम्प्रदायं स्वीकरोति तस्य कृते स एव पुरुषः महत्वपूर्णः तथापि सम्प्रति ध्वनिस्म्प्रदायस्य प्रचारः प्रसारश्च महान् विद्यते अतः ध्वनिसम्प्रदाये एकस्तु अभिवनगुप्तपादाचार्यः महान् आचार्यः अस्ति तस्य एव भरतसूत्रोपरि अभिनवभारती टीका वर्तते एवम् आनन्दवर्धनस्य ध्वनिप्रवर्तकस्य आनन्दवर्धनस्य ध्वन्यालोक लोकाख्यस्य ग्रन्थस्य उपरि लोचनटीका वर्तते द्वितीयः अस्ति मम्मटः सः ध्वनिप्रतिष्ठापनाचार्योऽपि उच्यते यतोहि तेन पञ् काव्यप्रकाशाख्ये स्वकीये ग्रन्थे पञ्चमोल्लासे व्यञ्जनायाः स्थापना विशद्रूपेण एवं सप्रमाणिकरूपेण कृतं कृता अस्ति एवं नूतनः वर्तते ले किन्तु महान् वर्तते रसगङ्गाधरकारः पण्डित राजजगन्नाथः सः तस्य सोऽपि ध्वनिप्र ध्वनिप्रस्थानस्य एव ध्वनि ध्वनिन् ध्वनिसम्प् सम्प्रदायस्य एव अनु अनुयायी अस्ति किन्तु तस्य ग्रन्थः अतीव प्रौढः तस्य तत्र नव्यन्यायशैल्या बहुकिमपि नूतनतया प्रतिपादितं वर्तते एवं तस्यैव ग्रन्थस्य भावध्वनिप्रसङ्गः सर्वथा अपूर्वः वर्तते एते मुख्यपुरुषाः ध्वनिसम्प्रदायस्य सन्ति